पर्यटनम् अत्यन्तं हृदयङ्गमं बहुधा विशिष्टकार्याणि देशस्तरस्य कार्याणि बहूनि क्रियन्ते इति कारणतः विश्वविद्यालयस्य संस्कृतस्य संस्कृतलोकस्य नानाकार्येषु आसक्तः इति कारणतः पर्यटनं सहजतया भवत्येव अतः तत्र इदमपि पर्यटनस्य अनुकूलानि यानानि अत्र परिचायन्ते व्योमयानं पुनः लोहपथयानं धूम्रशकटयानम् इत्यपि उच्यते एवं शकटिका त्रिचक्रिका चतुश्चक्रिका पुनः सैकल् यानम् इति अतः एवं बहुविधयानानि अनुकूलानि एव सन्ति वस्तुतः इदं तु स्मरणीयम् इत्युक्ते वस्तुतः विमानयानमेव स्मरणीयमति वक्तव्यं कारणम् एतदेव अतिशयेन वेगेन वयं देशं स्थानान्तरे भवितुम् अर्हामः कदाचित् मङ्ग्लूर् बेङ्ग्लूरु इति प्रयाणे विमानं तथा वैशिष्ट्यं न जनयेत् कदाचित् रात्रौ अत्र शयितं चेत् बस् याने प्रातः मङ्ग् बेङ्गलूरे भविष्यामः परन्तु मङ्ग्लूर् देहली एतादृशप्रयाणसन्दर्भेषु अथवा बेङ्ग्लूर् डार्जिलिङ्ग् असां गोहटि अथवा जैपुर् जोद्पुर् उदय्पुर् एवं प्रायणेषु विमानयानम् अत्यन्तं सौकर्यं जनयति विमानयानस्य तादृशं वैशिष्ट्यं किञ्चिद् अस्माभिरवलोक्यते परन्तु सर्वयानानि अपि अस्माभिः अतिशयेन दृष्टव्यानि कारणं किलोमीटर् त्रयं गन्तुं विमानयानं नानुकूलं तथा आटो यानमेव भवेत् लगेज् अपि अधिकं भवति अतः तत्र आटो यानानि एवं बस् यानानि स्लीपर् यानानि बहुधा दिनेषु दिवसेषु कार्याणि करणीयानि भवन्ति इति कारणतः अस्माभिः स्लीपर् यानानि अपि बहुधा शयनयानानि उपयोक्तव्यानि भवन्ति एवं विशिष्टं पर्यटनस्य वयं यानविषये स्मर्तुं शक्नुमः नमो नमः